मम ग्रामे महिलाः जनाः मसालानां पेषणार्थंम् इदानीमपि कानिचन सलकरणानि उपयोगं कुर्वन्ति तत्र च कुट्टनम् इत्यादिकं बहूनि पेषणार्थम् उपयुज्यन्ते स्म इदानींतनकाले तद् बहु न उपयुज्यते किमर्थं नाम यदा जगत् अग्रे गम्यमानं वर्तते तद्वदेव यद्यद् वस्तूनि जगति वर्तन्ते तत्सर्वमपि स्मार्ट् भवन्तः सन्ति अतः तद् निवारणं कथम् इति चेत् यदा किमपि एकं पेषणं कर्तव्यमिति चेत् तद् तद् पेषणं कर्तुं मम गृहं प्रति आगच्छन्ति तत्पेषणं कर्तुं बहूनि मम गृहे सलकरणानि सन्ति तद् यदा पेषणं कुर्मः तस्य तिक्तता अनन्तरं तद् स्मार्ट् भवितुं धृढं भवितुम् इत्यादिकं केचन सलकरणानि सन्ति तद् उपयुज्य यदा वयं तद् अस्माकं हस्ते यथा तद् दृढतरं तिक्ततरं भवति तद्द्रष्टुं वयं शक्नुमः यदा तद् एवं मसालाः महिलाः आनीय मम गृहं प्रति आगच्छन्ति तदा मम कृते दृढम् अपेक्षितं मम कृते स्मूत् अपेक्षितम् इत्यादिकं बहूनि वदन्ति तद्द्रष्टुमेव अशक्यं यतः तद्द्रष्टुम् अशक्यम् अतः एव तद् अस्माकं कृते बहु कष्टं भवति अतः प्राचीनकाले यथा कुट्टनम् इत्यादिकमासीत् तदेव वरम् इति मम कृते भासते